ज्योतिष्शास्त्रस्य गतयोः शतमानयोः मुख्यविद्वांसः अनेके सन्ति तत्र अन्यतमः अर्कसोमयाजी आचार्यः तैरेव अर्वाचीनं ज्योतिर्विज्ञानं ज्योतिर्विज्ञानम् इत्येवं ग्रन्थाः रचिताः यत्र आधुनिकाः विचाराः सन्ति तान् अन्तर्भाव्य तथा च प्राचीनविचारान् प्राचीनविचाराणाम् अपि सम्बद्धतया तैः विचाराः प्रस्ताविताः सन्ति एवं ज्योतिष्शास्त्रस्य इतिहासं संगृह्य ज्योतिष् भारतीयज्योतिष्शास्त्र इतिहासः इति ग्रन्थः विरचितः गोरख्प्रसादः इति आचार्येण अतः अयमपि कश्चित् मुख्यविद्वान् एव भवति